हरिः ओं नमस्ते आ भारतीय स्टेट् बेङ्क् वा मम नूतन गणना आरम्भः कर्तव्यः भवतः वित्तकोशे कर्तुं शक्यते खलु श्वः उत्तमं तत्र यद् गणना अस्ति तत्र न्यूनतमं धनं कियत् मया सर्वदा रक्षणीयम् मिनिमं बेलेन्स् इति वदामः खलु हा अहं तु अध्यापकः अस्मि

हा हा आ आ आ आ आ आ ओ अ अ हा कर्तुं शक्यते ओ महान् धन्यवादः अहं यदा गणना आरम्भं करोमि तदनन्तरम् अहम् ऋणं स्वीकतुं शक्नोमि वा व्यक्ति ऋणां पर्सनल् लोन् स्वीकर्तुं शक्नोमि वा हा मम एकलक्षं रूप्यकाणि आवश्यकानि च सन्ति तदर्थं मम किं किं डोक्युमेण्ट् दातव्यं पर्सनल् एव वैक्तिकम् एव पर्सनल् लोन् एव अपेक्षितम् आम् आम् डा डोक्युमेण्ट् किमावश्यकम् अभिलेखः किं किं पत्रम् आवश्यकं तदर्थं हा हा हा हा हा हा मम सेवनानुभवः पञ्चदशवर्षाणि

प्रतिमासं मम वेतनं विंशतिसहस्रमस्ति हा अस्तु हा आम् मम आगमनसमये किमपि डोक्युमेण्ट् आनेतव्यं वा भवान् तद् वदति वा हा हा हा हा अस्तु हा हा हा हा हा अस्तु अस्तु हा एतद्वयं पर्याप्तं वा हा हा अस्तु अहं तर्हि मम वेतनपत्रं वेतनप्रमाणम् अनन्तरं मम अभिज्ञापत्रम् एतद्वयमपि स्वीकृत्य श्वः आगमिष्यामि नूतनगणना आरम्भमपि कृत्वा ददातु पुनः ऋणविषये अपि भवान् विवरणं वदतु हा हा हा हा हा आं निश्चयेन महोदय अहं सार्ध एकादश वादने श्वः वित्तकोशम् आगमिष्यामि नमो नमः